वयं शाकाहारी स्मः अतः अस्माकं पाकपद्धत्यां शाकानां उपयोगः अधिकतया क्रियते तत्र मुख्यतया मध्यान्नभोजने अथवा भोजनेषु अन्नं तस्य कृते क्वथितं रसम् इत्यादिकं भवति व्यञ्जनानि च अपि भवन्ति पुनः विशेषतया मधुराणि इति क्रियते मोदकानि भवन्ति केसरीबात् क्रियते शष्कुली क्रियते पुनः तत्र होलिका इति विशिष्टं भोजनं भोजने तस्य उपयोगः क्रियते एवञ्च विशेषखाद्यानि मधुराणि भवन्ति तेषां सज्जीकरणार्थं साधनानि प्रथमं तावत् सङ्गृह्य कश्चित् विशेषतया होलिकाविषये वदामि चेत् तस्य पिष्टानि सङ्गृह्य तस्य समीचीनतया तत मुजुलं कृत्वा पुनः तस्य मधुरपूर्णम् इति रूपेण स्थापनार्थं मधुरस्य नारिकेल द्वारा वा अथवा द्विदलधान्यानां पिष्टं वा सज्जीकृत्य तस्य अन्तः प्रस्थापयित्वा पुनः तस्य वृत्ताकारेण तस्य सज्जीकरणङ्कुर्म पुनः तस्य चुल्यां पाकं कृत्वा तस्य भोजनार्थं समीचीनं भवति भोजनमध्ये तस्य परिवेशः क्रियते एवञ्च भोजनमपि स्वादिष्टं भवति विशेषतया अस्य प्रयोगः सर्वदा क्रियते अस्माकं विशेषः पर्वदिनेषु एवं यथा विवाहकार्यक्रमे उपनयनकार्यक्रमे इत्यादि विषयेष्वपि अस्य प्रयोगः भवति एवञ्च पाकविषये उक्तम्